भारते इदानीमपि मध्यमवर्गीयाः जनाः अधिकरूपेण भवन्ति तेषां समीपे अधिकं धनमपि न दृश्यते तेन प्रतिगृहं द्विचक्रिकायानम् अथवा लेप्टाप् सङ्गणकम् इत्यादिकं तन्त्राणि अपि न भवन्ति ग्रामे प्राथमिकं प्राथमिकशिक्षणं तु भवति किन्तु अग्रे यत् शिक्षणम् अपेक्षितं तत्तु नगरे भवति प्रतिगृहं द्विचक्रिकायानमित्यादिकं नास्ति बस् यानस्य सुविधा भवति इत्यपि नास्ति तेन अग्रे पठितुं नगरं प्रति गन्तुं बालिकानां समीपे साधनमेव नास्ति तेन अग्रे तेषां गतिः न भवति अध्ययने अतः द्विचक्रिकायानं यद् बालिकानां कृते दत्तमस्ति तेन अध्ययनार्थं सुविधा तासां कृते प्राप्ता अस्ति एवं च तन्त्रज्ञानस्य विषये अपि ग्रामे अधिकं ज्ञानं न दृश्यते बालिकानां कृते यद् लेप्टाप् प्रदानं कृतमस्ति तेन तन्त्रज्ञाने अपि तासां रुचिः वर्धते एवं च आन्लैन् माध्यमेन अध्ययनं कृत्वा अग्रे किं कर्तव्यं अथवा धनादिकं सर्वं प्राप्तव्यमस्ति चेत् तस्य कृते के मार्गाः सन्तीति विषये अपि तेषां तासां ज्ञानं सम्भवति